मम प्रदेशः हरियाणा प्रदेशः अस्ति अस्माकं तत्र बहवः लोकप्रियाः स्थानीयक्रीडाः सन्ति यथा गिल्लिदण्डा अथ्व कबड्डि कुस्ति खोको इत्यादयः क्रीडाः सन्ति पुनश्च वोलोवाल् फ़ुट्बाल् इत्यादि अपि सन्ति एवमेव जनाः क्रीडितुं सर्वत्र गच्छन्ति तदानीम् एव ये जनाः गच्छन्ति तदानीं साकं समूहे ते सर्वे स्वस्य मित्रस्य सहायम् अपि कुर्वन्ति एतेन परस्परं मित्रता अपि भवति एवमेव मण्डलस्तरे यदा क्रीडा भवति तदानीं सर्वे जनाः तत् तत् द्रष्टुम् आयान्ति परस्परं तेषां सर्वेषां सम्बन्धाः अपि स्थाप्यन्ते एवमेव यत् समूहः अस्ति यः क्रीडितुं क्रीडितुम् आगतवान् अस्ति तस्मिन् समूहे अपि यथा कबड्डि अस्ति तत्र षट् जनाः सन्ति षट् किडालवः सन्ति ते सर्वे परस् परस्परं कम् अपि न जानन्ति परन्तु यदा ते क्रीडितुम् आगच्छन्ति तदानीं परस्परं तेषाम् अपि मित्रता जायते एवमेव अस्माकं तत्र ये मन्दास्सन्ति सर्वे दृढा भवन्ति एवमेव ये कीडाः सन्ति ते सामौ सामुदायिकभावनाः वर्धते